अत्यन्तं सुन्दरं चारणं मया कृतं आगुम्बे इति कश्चन नगरो वर्तते तत्र सुन्दरं ताण् सुन्दरं चारणं मया दृष्टं सूर्यास्तः अपि तत्रैव दृष्टः यतः वयं ज्यौतिषकाः ज्यौतिषकाः सूर्यास्तं पश्यन्त्येव यतः बृहज्जातके सन्ध्यायां हिमदीधितिहोरापापैर्भान्तगतैर्निदनाय प्रत्येकं शशिपापसमयतैः केन्द्रैर्वासविनाशमुपैति इत्यादिकं इत्यादिकः योगः ज्यौतिषे वर्तते अतः सूर्यास्तं ज्यौतिषकाः पश्यन्त्येव